मम प्रदेशे बह्व्यः सांस्कृतिकक्रीडाः सन्ति जनानाम् आरोग्यरक्षणाय शरीरे दृढता सम्पादनाय च प्रतिदिनं शारीरिक अभ्यासं कृत्वा अखाडा इत्यत्र मल्लयुद्धादिकं अभ्यसन्ति अनन्तरं सर्वेषां ग्रामीणानां पुरस्तात् स्पर्धारूपेण मल्लयुद्धं क्रीडन्ति तथैव अन्याः अपि सांस्कृतिकक्रीडाः अस्माकं प्रदेशे सन्ति यथा कबड्डि इति क्रीडा अस्माकं प्रदेशे बहुधा क्रीड् क्रीडा बहुधा क्रीड्यते अनया क्रीडयापि शारीरिकविकासः भवति